मम अध्ययनं प्रबोधिनीगुरुकुले जायमानमस्ति प्रबोधिनीगुरुकुलस्य पुरतः तुङ्गानदी वर्तते तत्र अहं तरणं पठितवान् कृष्णशास्त्रीमहोदयः इति कश्चन अस्माकं गुरुः वर्तते सः तरणं पाठितवानस्ति तत्र आदौ तावत् द्वित्रिवारम् सः पाठयति पश्चात् आ आगत्य नद्यां त्यक्त्वा आगच्छति तदुत्तरम् अस्माभिः ततः आगन्तव्यम् अन्यथा सः पुनः आगत्य अस्मान् नयति अहं तथैव द्वित्रिवारं तरणं कर्तुं गतवान् परन्तु निमज्जनं जातं मम तथापि कथञ्चित् तरणं पठितवानस्मि तत्र अस्माकं गुरुः कृष्णशास्त्रीमहोदयः सः एव पाठितवानस्ति यदा अहं तरणं कर्तुं न शक्नोमि तदा सः आगत्य द्वित्रिवारं पाठितवान् पुनः मध्ये मध्ये तावत् सः एव त्यक्त्वा आगच्छति स्म तेन सः अस्माकं तुङ्गानदीतीरे बहु जलम् अधिकं वर्तते इत्यतः तत्र बहु तरणं तरणं कर्तुं बहु कष्टं वर्तते तस्मात् कारणात् कथञ्चित् अहं तरणं पठितवानस्मि इदानीं सम्यक् तरणं करोमि